इदानीन्तनकाले न केवलं वाणिज्यक्षेत्रे सर्वेषु अपि क्षेत्रेषु विज्ञापनमेव अधिकतया चलति विज्ञापनार्थमेव ते अधिकतया धनव्ययं कुर्वन्ति यतः अस्मिन् लोके सर्वेपि जनाः विज्ञापनं दृष्ट्वा एव सामग्रीन् नीयन्ते यदि विज्ञापनम् आस्वाद्यकरं नास्ति तर्हि केऽपि तत्स्वीकर्तुं नेच्छन्ति एवं सम्प्रति प्रचाल्यमानेषु बहुविधविज्ञापेषु किसान् स्क्वाश् इत्यस्य विज्ञापनं मया बहु रोचते तत्र एकः चिक्रोडः मधुरनारङ्गस्य रसव्यापारं क्रियते स्म तदा एकः वानरः तत्पीत्वा किम् एतत् नारङ्गरसः एव वा इति निषेधभावेन उक्त्वा गतवान् तदा सः चिक्रोडः दुःखी जातः तदानीम् एकः वणिकागत्य किसान् स्क्वाश् दत्वा एवम् उक्तवान् यत् एतेन पानीयं क्रियते चेत् सर्वेरपि आगत्य पिबन्ति इति अत्र वस्तुतः लघुबालक लघुबालानां चित्रकथावत्तैः विज्ञापनं कृतम् इत्यतः सर्वेऽपि छात्राः एतत् नीत्वा पादं पेषिश्यन्ति एव